अहं सर्वदा देव देवस्य कृते देवस्य पुरतः अधिकं दीपज्वालनं कृत्वा आधिक्येन सहस्रनामपठनं करोमि अथवा स्तोत्राणि प्रतिदिनं दिनचरि दैनन्दिनदेवश्लोकाः श्लोकान् पठामि वदामि किमर्थमित्युक्ते तस्य वैशिष्ट्यं नाम एवमस्ति प्रतिदिनम् एकस्य एव गीतस्य अथवा एकस्य एव स्तोत्रस्य पठनेन अस्माकं मनसि तद् अनुरणनं भवति गीतस्य अथवा स्तोत्रस्य कण्ठस्थमपि भविष्यति तदा दिना दैनन्दिककार्यक्रमसमये अपि तत् गातुं शक्यते एकं कारणम् अन्यच्च सन्तोषः भवति ध्यानरूप ध्यान पूर्वकमपि कर्तुं शक्यते तत्सर्वम् इति सन्तोषः मम मनसि सन्तोषः भवति तदर्थम् अहं तद् करोमि